अत्यधिकम् अत्यधिकं स्क्रीन् समस्यायाः कारणात् बालकानाम् अद्यत्वे क्रीडां न क्रीडन्ति इति मन्यते वा मम बालः अहं बालकं किं प्रेरयितुं तत् प्रेरयितुं किमर्थं चेत् बालाः सर्वैः बालकैः यदि सम्यक् क्रीडन्ति तस्य तस्य शरीरं बहु बलिष्टं भवति किमर्थं चेत् यः एषः सः क्रीडति चेत् काः अपि समस्याः नागच्छन्ति एतद् किं करणीया समस्या किमर्थं चेत् एतद् सर्वे बालकाः प्रतिदिनं बहु क्रीडन्ति चेत् अत्यधिकं क्रीडन्ति चेत् तत्र तत्रापि समस्या वर्तते अत्यधिकं तत् सूर्यस्य प्रकाशः बहु उष्णं भवति तदर्थमपि रुग्णाः भवन्ति तत् कारणं सायङ्काले प्रातःकाले एतत् क्रीडां करोति शरीरस्य रक्तसञ्चालनं बहु तीव्रं भवति तस्यां तत् कर्तुं शक्यते भवान् क्रीडन्ति चेत् कापि समस्या नागच्छन्ति कुत्रापि उपविशतु गच्छतु तत्रापि कुत्रापि वातायनं वर्तते न वर्तते भवान् कुत्रापि पश्यतु तदर्थम् एव भवान् तिष्ठति शक्यते